नागपुरमध्ये सीताबर्डि नाम्ना एकं प्रसिद्धं स्थानीयविपणिः अस्ति शपिङ् माल् इत्यस्य प्राचीनः अवतारः नाम्ना सीताबर्डि सीताबर्डि इति इत्यस्य विग्रहः अस्ति सीताप्रसादः बद्रीप्रसादः एतयोः नाम्ना सीताबर्डि प्रसिद्धा परं ते सेनापतिः आसन् भोसले वंशीयनृपाणां ते द्वयोः अपि सेनापतिः आसन् तथैव रणाङ्गणे तेषां मृत्युः अभवत् इत्यर्थे तत् स्थानं प्रसिद्धमस्ति परं तत्र अनन्तरकालात् तत् शाप्पिङ्ग् कृते प्रसिद्धम् तत्रत्य तूलम् अतीवसुकरं सामान्यानां कृते अपि तथैव धनिदान् धनिनान् अपि धनिकानां कृते अपि सामान्यानां कृते अपि नागपुरे ये वसन्ति नागपुरे ये आगच्छन्ति तेषां बर्डिमध्ये प्रस्थानम् आवश्यकम् एव